तत्त्वशास्त्रं नाम दर्शनशास्त्रं यतोहि अस्माकं भारतीयपरम्परायां दर्शनशास्त्रस्य महत्त्वपूर्णं स्थानं वर्तते भारतीयदर्शने यथा आत्मनः परमात्मनः चर्चा क्रियते तथव पाश्चात्यजनाः अपि तत्त्वशास्त्रं तत्र तेषामपि वर्तते परन्तु उभयोः मध्ये भेदः वर्तते अस्माकं भारतीयपरम्परायां स्वर्गादिलोकानां पारलौकिक पारलौकिकानां तथा च अस्मिन् जीवने कथं जीवनं यापनीयं शिष्टजीवनम् अन्ते च मोक्षप्राप्तिः इति भारतीयानां तत्त्वज्ञानेन प्राप्यते परन्तु पाश्चात्यानां तत्त्वशास्त्रं भौतिकवादः इति नाम्ना अपि ज्ञायते तेषाम् अपि केषाञ्चित् एव तत्र दार्शनिकाः सन्ति ये आत्माविषये अपि चर्चां कुर्वन्ति अन्ये पाश्चात्यदार्शनिकाः मूलतः भौतिकवादस्य एव चर्चां कुर्वन्ति तेषां यत् चिन्तनम् अस्ति तद् स्थूलचिन्तनम् एव अधिकं वर्तते सूक्ष्मचिन्तनं तु भारतीयदर्शने एव प्राप्यते अतः तेषां पाश्चात्य दर्शन दर्शनानां तत्त्वमीमांसायाः विषये कदाचित् जिज्ञासा भवति परन्तु अधिकं तु तत्र स्थूलचिन्तनम् एव वर्तते सूक्ष्मचिन्तनं तु अस्माकं भारतीयपरम्परायामेव भवति